मम प्रदेशः उत्तराखण्डः उत्तराखण्डे अधिकतया पर्वतक्षेत्राणि एव सन्ति तत्र जनाः सामान्यतया कृषिकार्यम् एव कुर्वन्ति कृषिकार्येण एव ते जीविकाम् उपार्जन्ति एवं प्रकारेण सा वृत्तिः तेषां कृते तथा च उत्तराखण्डमण्डलस्य जनपदस्य कृते च अर्थव्यवस्थायां जीवनशैल्यां च बहु प्रकारेण योगदानं ददाति यथा यतो हि वयं पश्यामः यदा कृषिकार्यं यदा कृषकाः जनाः कृषिकार्यं न करिष्यन्ति तदानीं कोऽपि जनः किमपि खाद्यान्नं कथं प्राप्नोति अतः खाद्यान्नं भोजनम् इत्यादि वयं यत्किमपि अन्नं वयं स्वीकुर्मः तस्य पाकं कुर्मः तदर्थं तस्य कृषिकार्यस्य आवश्यकता महती प्रतीयते महती भवति यतो हि कृषिकार्येण एव जनाः सम्पूर्णे विश्वे यत्किमपि अन्नम् अपेक्ष्यते तत् अन्नं कृषिकार्येण एव सम्पादयन्ति अतः कृषिकार्यम् अस्माकं मण्डलस्य तथा च अस्माकं राज्यस्य तथा च देशस्य विश्वस्य च कृते कृषिकार्यं महद्योगं महत् योगदानं ददाति